शिक्षकः विद्यालये दशमी अथवा द्वादशी कक्षायाः पर्यन्तं पाठयति कक्षायाः पाठ्यपुस्तकानि अपि विभिन्नानि सन्ति षड् कक्षायाः पाठ्यपुस्तकं भिन्नमस्ति तर्हि दशमीकक्षायाः पाठ्यपुस्तकं भिन्नमस्ति यदि पाठ्यपुस्तके झूव् अस्ति अर्थात् प्राणीसङ्ग्रहालयस्य पाठः अस्ति तर्हि शिक्षकः केवलं धातोः अथवा प्लास्तिकस्य क्रीडकानि दर्शयित्वा पाठं पाठयति यदा अश्वः अस्ति गजः अस्ति व्याघ्रः अस्ति उष्ट्रः अस्ति तर्हि क्रीडकानि दर्शयित्वा सः पाठयितुं शक्नोति परं तत्र झू अर्थात् प्राणी प्राणीसङ्ग्रहालयस्य प्राणीसङ्ग्रहालयस्य आवश्यकता अस्ति परं प्राणीसङ्ग्रहालयः विद्यालये लभ्यमानः ना स् नास्ति एवमेव यदि भूगोल पि विषये यदि अवकाशः अवकाशः अर्थात् स्पेस् दर्शयितुं यदि शक्नुमह स्पेस्सस्य अवकाशस्य उपरि यदि पाठः अस्ति तर्हि सः स्पेस् दर्शयितुं न शक्नोति सः म शिक्षकः छात्रान् कक्षायाः बहिः आनीय प्राङ्गणे उपविश्य सह स्पेस् अथवा अवकाशः किमस्ति तत्र कति नक्षत्राणि सन्ति चन्द्रः कदा उदेति रात्रौ वातावरणं कीदृशमस्ति एवमेव शिक्षकः पाठयितुं शक्नोति परन्तु स्पेस् लभ्यमानः वस्तुः नास्ति एवमेव पर्यावरणस्य उपरि यदि कश्चित् पाठः अस्ति नदी प्रदूषणम् अथवा वायुप्रदूषणम् अथवा भूप्रदूषणं यदि पाठः अस्ति तर्हि केवलम् सः चार्ट् दर्शयित्वा पाठयति परं प्राक्ष् प्रत्यक्षात् यदि सः दर्शयितुं शक्नोति तर्हि सः कक्षायाः बहिः आगत्य विद्यालयस्य समीपे अथवा विद्यालयं परितः परितः यदि कापि नदी अस्ति नाला अस्ति अथवा सरः अस्ति तर्हि तत्र दर्शयित्वा सः पाठयितुं शक्नोति परन्तु नदी सरः अथवा वायुः कक्षायां लभ्यमानानि वस्तूनि न सन्ति